अहं कागदे लिख लिखामि एषु दिनेषु भाषाशैली विषयचयनं लेखनं बहु परिवर्तनम् आसीत् पुरातनदिने भाषाशैली विभिन्नम् अस्ति विभिन्नानां अस्ति तस्मिन् समये समाजे दृष्ट्वा कविः लिखितवन्तः अतः तत् एव समाजस्य उपकारकः किन्तु आधुनिकसमाजे लेखनपद्धतिः एवं नास्ति अग्रिमदिने जीवनं कथं भवति इति तत् चिन्तयित्वा लिख लिखितम् अस्ति